सम्प्रति भारतदेशे आरोग्यव्यवस्था उत्तमा वर्तते अधिकाः चिकित्सालयाः अपि सर्वत्र दृष्यन्ते आङ्ग्लचिकित्सा पद्धत्या सह आयुर्वेदस्य योगस्य यूनानी सिद्धस्य होमियोपति इत्येवम् अन्येषाम् अपि चिकित्सा पद्धतीनाम् उपयोगः जनैः क्रीयमाणः दृष्यते प्रात्कालात् अपेक्षया इदानीं बहवः जनाः ग्रामीणाः नगरीयाश्च जनाः आरोग्यविषये अत्यन्तं जागरूकाः उत्सुकाश्च दृश्यन्ते कोविड् सम्दर्भे सर्वे जनाः अत्यन्तं सूक्ष्मरूपेण स्वेषां स्वपरिवारसदस्यानाम् आरोग्यपरिरक्षणे कृतयत्नाः बभूवुः अस्माकं प्रदेशे आरोग्यव्यवस्थायाः उत्तमीकरणार्थं केचन प्रयत्नाः कर्तुं शक्याः सन्ति प्रथमं तावत् सर्वेषां तत् प्रदेशीयवासिनां जनानां एका आवली रचिता स्यात् यत्र सर्वेषां जनानां किं वयः के क्लेशाः कः उपायः इत्यादि विषयाः तस्याम् आवल्यां सर्वकारेण रचिता स्यात् एवं कृते सति प्रत्येकस्यापि पुरुषस्य चिकित्सायाम् एकः उत्तमः उपायः भवितुम् अर्हति द्वितीयः प्रत्येकस्मिन् मासे एकवारं तत्तत् प्रदेशीयैः जनैः आरोग्यदृष्ट्या कश्चन क्रमः अनुसर्तव्यः इति भावना स्यात् एवं कृते सति स्वच्छतायाः विषये आरोग्यस्य विषये बौद्धिक आरोग्यस्य शारीरिक आरोग्यस्य मानसिक आरोग्यस्य च विषये जनानां निरन्तरं विषय आदानप्रदानं यथा अधिकं भवति तथा आरोग्यस्यापि वर्धनम् अधिकं स्यात्